हरि ओम् कथमस्ति अहं भवतः नम्बर् अन्तर्जालेन अन्तर्जालद्वारा स्वीकृतवान् अस्मि प्राप्तवान् अतः तद्दृष्ट्वा दूरवाणीं कुर्वन्नस्मि अहम् उडुपि अहम् उडुपी उडुपीमागच्छामि तत्रस्थ विशिष्टवस्तूनि किमपि सन्ति चेत् अहं ततः मम गृहं नेतुमहम् इच्छामि अतः किमपि अस्ति चेत् वक्तुं शक्यते वा आ सत्यमेव श्रुतवान् अहम् आ एवं वा

ओ एवं वा ओ अस्तु अस्तु अस्तु निश्चयेन स्वीकरोमि अनन्तरम् अन्यत् किमस्ति ओ चन्दनकाष्ठेन वा ओ मौल्याधिकं भवति वा इति ओ एवं वा आम् हा अस्तु अस्तु अस्तु अस्तु अस्तु ओ एवं वा अस्तु अस्तु अस्तु अन्यत् किमपि विशेष हा सत्यम् ओ एवं वा रजतस्यापि ओ एवं वा अस्तु अस्तु अस्तु ओ अस्तु अस्तु बहुसम्यक् ओ एवं वा बहुसम्यक् बहुसम्यक् अहम् अग्रिमे सप्ताहे आगच्छामि तत्र अतः भवान् भवतः समीपे अहं तस्मात् प्राक् एव एकवारं दूरवाणीं करोमि भवतः साकमेव ओ एवं वा अस्तु अस्तु अहं सम्भाषणं कृत्वा मेसेज् प्रेषयामि अस्तु अस्तु तर्हि हा वाट्सप् सन्देशं प्रेषयामि धन्यवादः अस्तु अस्य तस्य किमपि भवतः अपि किमपि चार्ज् किमपि अस्ति चेत् अहं प्रेषयामि भवान् वदतु

हा चिन्ता नास्ति यत् सम्यक् अस्ति दृष्ट्वा वदतु अहं भवतः धनमस्ति तदपि अहं प्रेषयिष्यामि चिन्ता नास्ति अस्तु तर्हि धन्यवादः ओ एवं वा हा अस्तु ओ एवं वा तदपि भवतु अस्तु तदपि भवतु बहुसम्यक् बहुसम्यक् अस्तु तर्हि अहं सन्देशं प्रेषयिष्यामि किम् इति अनन्तरम् अस्तु अस्तु अस्तु धन्यवादः राम् राम् राम् राम् राम् राम्